अन्यदेशानाम् आरोग्यव्यवस्था कथम् अस्ति इति अहं साक्षात् न जानामि परन्तु माध्यमेषु चलनचित्रेषु यद् दृष्टम् तेन वयम् किमुक्तं वक्तुं शक्यते इत्युक्ते केचन अन्यदेशेषु भारतस्य आरोग्यव्यवस्था तथा ते बहु उत्तमाः अस्ति उत्तमाः सन्ति इति मन्ये परन्तु अत्र किम् इदानीं परिवर्तनीयम् इत्युक्ते इदानीं बहु रष् भवति आरोग्य अस् आरोग्यालयेषु क्लिनिक् मध्ये वा बहु रष् भवन्ति अतः इतोपि अधिकं चिकित्सालयाः क्लिनिक् आवश्यकम् अस्ति ग्रामीणप्रदेशेष्वपि अधिकं क्लिनिक् भवितव्यं परन्तु भारते एतत् चिकित्साव्ययः बहु अधिकम् अस्ति प्रैवेट् चिकित्सालयेषु एतद् सर्वे डयाग्नसिस् द्वारा लेबोरेटरि द्वारा एव निर्धारिष्यन् निर्धारं कुर्वन्ति अतः तदपि बहु व्ययः तत्रापि अस्ति तत् अल्पं करणीयम् तथा इन्श्युरेन्स् एवं दातव्यं तत् अधिकं करणीयम् इति मम विचारः